अस्माकं भारतस्य शिक्षणव्यवस्था सम्यगस्ति किन्तु अन्यैः देशैः न तुलनया इयं कीदृशी वर्तते चेत् अत्र मम अभिप्राये किं परिवर्तनीयम् इति चेत् परिचर्चा इतोपि प्रेरकवर्गः कक्ष्या अपि दातव्यं दा विद्यार्थिनां कृते दातव्यं चेत् कक्ष्या सम्यक् प्रचलति शिक्षणं सम्यक् चलति शिक्षा नाम ज्ञानं ज्ञानं यः शिक्षयति शिक्षयति तस्य रूपं तस्य शैली अपि प्राधान्यम् अस्ति